चित्रकलाशालाम् अहं न गतवती अहं गृहे एव प्राक्टिस् कृतवती दूरवाणीद्वारा तत्र यूट्यूब्मध्ये गत्वा तत्सर्वम् अभ्यासं कृतवती प्रयत्नं कृतवती चित्रकलाशालां अहं न गतवती